ममराज्ये प्रसिद्धः कलाप्रकारः वर्तते छो नृत्यम् इति अयं कलाप्रकारः पुरुलियाप्रदेशे प्रचलितः अस्ति अयं च प्रकारः कुत्रचित् वंसश्रेण्याम् अनुसृतं भवति कुत्रचित् अभिरुचिवशात् कैश्चित् अयं प्रकारः शिक्ष्यते प्रकारस्यास्य इतिहासे संस्कृते च महत्त्वं वर्तते बङ्गीयचलच्चित्रादिषु प्रकारस्यास्य चित्रणम् अस्माभिः दरीदृश्यते अस्य कलाप्रकारस्य वर्तमाने समये धारकाः वाहकाश्च न्यूनाः सन्ति